मम क्षेत्रे विद्यमानाः नद्यः प्रामुख्येन कुमारधारा नेत्रावती फल्गुनी इति बहवः नदीकाः स्माल् रिवर्स् अपि सन्ति तेषां पृथक् नामानि न सन्ति अत्रत्य नद्यः ये जला जलं सन्ति तस्य उपयोगं प्रमुखतया कृषिकार्यनिमित्तं भवति पुनः औद्योगिककार्यक्षेत्रेषु अपि एम् आर् पि एल् किस्को तादृशं बृहत् उद्योग का उद्योग औद्योगिकसंस्थाः तत्र जलस्य उपयोगः अधिकः भवति अत्र जलबन्धः डेम्स् दे सन्ति एम् आर् पि एल् डेम् तुम्बे डाम् इति अपि सन्ति तत्र जलं सङ्गृह्य नगरं प्रति जलसेवनार्थं ते जलं पूरयन्ति